अस्माकं भूप्रदेशः सस्यजालनिबद्धाः निबिडवनरूपेण मिलित्वा एव भवन्ति अत्र सस्यानाम् अधिकाः सन्तीति कारेण ते सस्यानां निश्वासवायुः ओक्सियेन् भवति मनुष्याणां तु निश्वासवायुः कार्बन् डै आक्सैड् भवति तस्य विपरीतमेव भवति सस्यानां मनुष्याणां च इत्युक्ते यथा मनुष्याः निश्वासवायुः कार्बन्डैक्स् कुर्वन्ति तद् सस्यानाम् उपायः उपयोगाय भवति तेषां श्वासवायुः भवति तदा तेषां निश्वासवायुः ओक्सिजन् मानवानां जन्तुजालानां श्वासवायुः भवति एवं परस्परपूरकत्वेन वर्तते इत्यस्माद् कारणाद् सस्यानां संरक्षणं तदापि जन्तूनां पालनं च अस्माभिः मनुष्याणाम् अत्यावश्यं भवत्येव नो चेद् आवयोः जीवनस्य खादः भवति तस्य अस्माद् कारणाद् सस्यानां संरक्षणम् अस्माभिः मानवैः सम्यक् श्रद्धया करणीया एवं सस्यानां संरक्षणार्थं तस्य परिपालनार्थं प्रतिवर्षं पारिस्रिकदिनेषु प्रचारणं कुर्वन्ति तदापि वपनं सर्वं कुर्वन्ति सर्वत्र एतस्मिन् विषये बहु श्रद्धा इदानीं वर्तते तदर्थं सस्यानाम् उपायाः के इत्युक्ते सस्यानां संरक्षणं यद् विद्यमानानि सन्ति तादृशनूतननूतनानां सस्यानां वपनं परिपालनं सर्वं करणीयमित्येव अस्ति तदर्थमस्माभिः प्रयत्नः करणीयः इति मन्ये तदर्थं सर्वे श्रद्धया कुर्वन्ति च